आं मम जीवने एकं प्रधानं निर्णयं स्वीकुर्यां समयः आपतितः तदा सावधानेन विचारणं कृत्वा अवहरं अहं गुरोः अभिप्रायं स्वीकरोमि किमर्थं इति चेत् गुरोः वचनमेव प्रमाणं भवति मम जीवने केवल मम जीवने न परन्तु सर्वेषां जीवने अपि किमर्थं चेत् गुरोरेव भगवन्तं दर्शयति ते भगवन्तं दर्शयति दर्शयन्ति तथा हि मम जीवनस्य प्रधानं निर्णयं यदा स्वीकरणीयं तदा सन्मार्गमेव दर्शयति इति भावेन अहं गुरोः अभिप्रायं स्वीकरोमि